आम् अहं वीडियो गेम्स् विषये किञ्चित् एव जानामि अत्र वीडियो गेम्स् दूरवाण्यां सङ्गणके वा क्रीड्यते तत्र अन्तर्जालमाध्यमेन वीडियो गेम्स् क्रीड्यन्ते यथा तत्र फ्री फयर्स् इत्याद्याः क्रीडाः तत्र सन्ति शिशवः कार् रेसिङ्ग् इत्यादयः अपि सन्ति शिशवः तत्र वीडियो गेम्स् मध्ये अधिकाः रुचिमन्तः भवन्ति अहमपि यदा शिशुवासं पालकः तदा ममापि वीडियो गेम्स् इत्यदिविषये रुचिरासीत् अधुनापि मध्ये मध्ये रुचिः भवति यथा कार् रेसिङ्ग् इत्यदिकमपि विडियो अस्ति विडियो गेम् तत्र समययापनार्थम् अथवा क्षणिकसुखार्थं ताः क्रीडाः क्रीड्यन्ते मया